अहं डान्स् इण्डिया डान्स् इति टीवी चेनल् टीवी उपरि कार्यक्रमं दृष्टवान् तत्र नृत्यस्य प्रदर्शनं भवति नृत्यानि बहुविधानि तत्र प्रस्तूयन्ते वस्तुतः फ़िल्मीगीतेषु चलच्चित्रगीतेषु एव नृत्यं बहुधा तत्र भवन्ति किन्तु इदानीं शनैः शनैः तत्र स्तरवृद्धिः यदा भवति तदा क्लासिकल् नृत्यानि अस्माकं भारतीयपरम्परागतानि यानि नृत्यानि सन्ति तेषां दर्शनम् अपि तत्र जायमानं वर्तते पुनः स्तरस्य निर्धारणस्य आधारः अपि तादृशं नृत्यम् एव भवति इति मम आह्लादस्य विषयः वर्तते एतादृशं कार्यक्रमं दृष्ट्वा मनसि प्रसन्नता भवति ते उत्कृष्टनृत्यं दर्शयन्ति पुनः तस्य नृत्यस्य यः सर्वोत्तमः नर्तकः भवति नर्तकी वा भवति सा अपि तत्र उपस्थिता भवति तेन तस्य कार्यक्रमस्य गरिमा वर्धिता भवति